चित्राणां स्व् चित्राणां ग्रहणविषये अथवा स्वीकरणविषये तत्र निर्बन्धः नास्ति यं चित्रं दृष्ट्वा वयं सन्तोषम् अनुभवामः तं चित्रम् अहम् अवश्यं गृह्णामि प्रकृत् प्रकृतिचित्रं वा भवतु उत्तमस्य वस्तुनः चित्रं वा भवतु अहं स्वीकर्तुम् इच्छामि य यतोहि किमर्थं स्विच् कर्तुम् इच्छामि इति पृष्टे सति यं चित्रं दृष्ट्वा वयं सन्तोषम् अनुभवामः तं तमेव सन्तोषं पुनः यदी अनुभोक्तुम् इच्छामि तं चित्रं यदि स्मृतिपथे अहम् आनयामि तर्हि सन्तोषः भवत्येव अतः अहं यत् चित् येन चित्रेण सन्तोषं प्राप्नोमि तं चित्रम् अहं स्वीकरोमि